मम लेखने प्रभावं जनयन्तः प्रेरकव्यक्तयः भास्कराचार्यः किमर्थं चेत् तस्य पुस्तके जगति जायामानं सर्वेपि विषयाः सन्ति न तु केवलं जगति परन्तु ब्रह्माण्डे जायमानं सर्वेपि विषयाः सन्ति भास्कराचार्यस्य लेखने पुस्तक् पुस्तकानि सिद्धान्तशिरोमणि लीलावति बीजगणितम् इति लीलावती ग्रन्थेषु सम्पूर्णपुस्तकं भास्करचार्य तथा तस्य पुत्र्या सः सम्भाषणरूपं गणितम् अस्ति तत् पुस्तकं गणितरमणीयम् अस्ति तस्य लेखनं पुस्तकं पठित्वा अहमपि तत् सदृशं लेखनं लेखितुम् इच्छामि तस्य प्रभावेन अहं गणितविषये आसक्तः अभवम्